आं सत्यम् चारणस्थानेषु पूर्वस्मात् अधिकं त्याज्यं लक्षितं सत्यम् चारणस्थानानि एवं भवन्ति तत्र इदानिं हिमाचलप्रदेशे उत्तराखण्डे बहूनि चारणस्थानानि सन्ति तेषां राज्यानां प्रति प्रवासादेव तत्र धना धना धनागमः भवति अतः अधिकाः जनाः कार्यसु स्वकीय कार्यभारात् कार्यभारान् विस्मृत्य तत्र चारणार्थं गच्छन्ति यदा अधिकाः जनाः तत्र गच्छन्ति तत्र अवश्यं त्याज्यं वस्तु अधिकं भवति अतः एवं कर्तव्यं त्याज्य सङ्ग्रहणार्थं करः तत्र विधेयः अथवा उपकरः सेस् इतिः वा वदन्ति तद्वा तत्र स्थापनीयः यः कोऽपि त्य त्यक्तुं योग्यं वस्तु नयति चेत् पूर्वमेव तस्मै शुल्करूपेण धनं तत्र देयं भवेत् यदि सः एकम् एकां कूपीं प्रत्यानयति तदा तस्य धनं प्रत्या प्रतिदातव्यं भवति यः कोऽपि इयता परिमितं के जी वेस्ट् नयति चेत् अपेक्षितं वस्तु नयति तस्य उपयोगानन्तरं तत् त्याज्यं योग्यं भवति स्वीकृतम् एवं च आनेत् आनीतं वस्तु तत्र तुलनां कृत्वा यदि सः शुल्कं ददाति चेत् त्याज्यं न्यूनं भवितुम् अर्हति